शास्त्राध्ययनं चिकीर्षुभिः पूर्वं कथं तत्र अभ्यासः अथवा यत्नः विधेयः इत्युक्तौ प्रथमं गुरुरन्वेषणीयः गुरौ लब्धे सम्यक् तत्पादं गृहीत्वा शास्त्राभ्यासो कर्त् शास्त्राभ्यासः कर्तव्यः कथं कर्तव्यः इत्युक्तौ कः आचारः विचारश्च तत्र भवेत् इत्युक्तौ गुरुः गुरुः यद्वदति तदेव पालनीयं तत्परित्यज्य अन्यः मार्गो नास्ति अपि च कः आचारः सः गुरुरुपदिशति सः आचारः विधेयः अनुष्ठेयः अमुम् उपायं विहाय कश्चित् एकः उपायः अस्ति इति नास्ति एवं यदा एकदा तत्र व्युत्पत्तिरायाति ततःपरं स्वयमपि शास्त्राध्ययनं कर्तुं शक्यते